आं मम विद्यालये ग्रन्थालयः अस्ति तत्र अहं बहुविधानि पुस्तकानि पठितानि तस्य केचन मराठिमध्ये अस्ति केचन संस्कृतमध्ये अपि अस्ति अस्य अग्निपङ्कः मृत्युञ्जयः ययाति महाश्वेता मराठी मध्ये अस्ति तर्हि श्रीमद्भगवद्गीता हिन्दी अर्थसहितं तथा रामायणं महाभारतम् इत्यादयः अपि ग्रन्थाः तत्र सन्ति व्याकरणशास्त्रदृष्ट्या अपि तत्र बहूनि पुस्तकानि सन्ति बालाः बाला लघु बालकः बालिकाः च कृते अपि लघु लघूनि पुस्तकानि तत्र अस्ति तानि पठित्वा बालकः बालिका

पठनं कुर्वन्ति अहमपि तत्रैव गत्वा बहूनि पुस्तकानि पठितानि